हरि ओम् अस्मिन् सप्ताहे तत्र तम् आपणं गच्छामः गृहसंबन्धीनि वस्तूनि क्रेतव्यानि सन्ति तत्र आपणं हा बिग्बज़ार् अपेक्षया डिमार्ट् मध्ये वस्तूनि अधिकानि लभ्यन्ते तत्र वस्तूनां च चयनम् अधिकं कर्तुं शक्यते विभिन्नानि वस्तूनि एकस्यैव वस्तु एकमेव क्रेतव्यं चेदपि बहुविधं तत्र दृश्यते अतः तदेव वरम् इति अहं चिन्तयामि किन्तु किं किं किं क्रेतव्यम् इति चिन्तितमस्ति वा हा कक्षा प्रा किन्तु प्रातः कक्षा भवति प्रातः दशवादने कक्षां समाप्य अहम् अनन्तरं तत्र आपणं प्रति गच्छामः तदा एका हा तेषाम् आपणस्य उद्घाटनमपि एकादशवादने एव भवति अतः प्रातः दशवादने कक्षां समाप्य एकादशवादने प्रस्तातुं शक्नुमः तदा तत्र प्राप्तौ सार्ध एकादशवादनं भवति तदनन्तरं तावता आपणः तेषां आपणः अपि उद्घाटितः भवति वस्तूनि वयं क्रेतुं शक्नुमः तावता तावता वयं चिन्तयामः किं किं क्रेत हा पूर्वमेव सू सत्यं हा बहिरेव तस्मिन् दिने शनिवासरे बहिरेव भोजनं कुर्मः पाकः करणीयः न भवति तदा समयः अपि शिश्यते वस्तूनि सर्वाणि क्रीत्वा बहिरेव भोजनं कृत्वा अनन्तरं प्रत्यागन्तुं शक्यते तत्र किम् हा किं किं क्रेतव्यम् इति निश्चयः अस्ति वा किं पट्टिका आवलीकृता अस्ति वा मा मा मम हा ममपि कानिचन वस्तूनि मयापि क्रेतव्यानि सन्ति अतः अहमपि आवलीं प्रेशयामि तत्रैव यो तेषु वस्तुषु योजयतु तदनन्तरं मिलित्वा यत् किमपि न न नावश्यकम् इति तत्रापि विचिन्त्य अनन्तरं न्यूनमपि कर्तुं शक्यते अनन्तरं यद् यावदावश्यकं तावदेव वयं क्रेतुं शक्नुमः त तर्हि अस्मिन् श हा हूं तदपि द्रष्टुं शक्यते तत्रापि गत्वा आगच्छामः

हा तत्रापि गत्वा आगच्छामः हूं अस्तु